हलो चालकः खलु किं मम डेस्टिनेषन् इतः पर्यन्तं न अभवत्

तत्र घण्टात्रयम् अभवत् इतोऽपि एकघण्टा अपि आवश्यकी कस्मात् अन्येन मार्गेण गन्तुं वयं शक्नुमः खलु तृतीयः अपि मार्गः अस्ति खलु तेन मार्गेण आगच्छतु एवं तर्हि सार्ध घण्टा अर्धगण्टा तर्हि एकघण्टा अभ्यन्तरे आगमिष्यति खलु

ओ अस्तु एवं तर्हि शीघ्रमेव आगच्छतु तर्हि आगत्य एव तत्र गन्तव्यमस्ति अस्तु